मया क्रीतं मुद्रणयन्त्रं बहु सम्यक् कार्यं करोति वर्णाधिकं कलर् वर्णाधिकम् अपि बहु सम्यक् मुद्र मुद्रापयति अपि च किम् अधिकं कालं न स्वीकरोति बहु सम्यक् कार्यं करोति एतत् अन्ये अपि क्रेतुं शक्नुवन्ति